हरि ओम् नमस्ते महोदया अहं स्पेस्विषये किमपि न जानामि तस्य विषये किमपि वदति वा महोदय आकाशः अवकाशः तस्य मध्ये किं व्यत्यासः आम् आम् सत्यं अहं श्रुतं अस्मि अवकाशः नाम अपार्चुनिटी इति इदानीं राकेटलाञ्चिङ्ग् इत्यादि क्रियते खलु तत् कुत्र गच्छति तस्य प्रयोजनं किं भौमवद् आकाशः नाम एम्टीस्पेस् खलु तर्हि एम्टीस्पेस् मध्ये उपग्रहः कथं तिष्ठति महोदय एकवारं महोदय भौमवद् भास्यामायाः वि केन् फील् इट् तदनुभवः अस्माकं भवति परं एम्टी स्पेस् मध्ये उपग्रहः कथं तिष्ठति अहो एवं वा अस्तु धन्यवादः अग्रिमे वासरे पुनः चिन्तयामः